हरि ओम् आम् आम् आगच्छन्तु उपविशतु अणिमा खलु आदौ आदौ भवत्याः स्वपरिचयं करोतु भवती अधुना तिरुपतौ पि एच् डि करोति वा भवत्याः शोधनविषयः कः भवत्याः विषयस्य सामान्यपरिचयं करोतु तर्हि संहिता नाम का सम्यक् सम्यक् अस्तु तर्हि ज्योतिश्शास्त्रे अष्टमभावे किं विचार्यते अष्टमे सूर्ये सति किं फलम् अस्तु षष्टे गुरुः चेद् जातकः कः भवति बहु सम्यक् होरा नाम का षड् वर्गे होरा नाम का ग्रहाणां दृष्टिविषये किमपि वक्तुं शक्यते वा इतोऽपि विशेषतया कस्य ग्रहाणां विशेषदृष्टिः वर्तते षड्वर्गः कानि षड्वर्गानि बहुसम्यक् अस्तु भवत्याः साक्षात्कारः तु समाप्तः